मम पुत्रः शास्त्रीपर्यन्तं शिक्षां प्राप्नुयात् सः शास्त्रीपरं पि एच् डि अपि करोतु इति मम इच्छा उच्चशिक्षणं बहु महत्त्वपूर्नं वर्तते उच्चशिक्षणेन ज्ञानवर्धनं भवति तेन अग्रे कार्याय स्वकार्यक्षेत्रे लाभदायकं भवति उच्चशिक्षणं बहु महत्त्वपूर्णं भवति सः अधिकं पठितुम् इच्छति शोधकार्यं च कर्तुम् इच्छति शोधकार्येण भिन्नभिन्नविषयाणाम् अन्वेषणमपि कर्तुम् इच्छति तत् कृत्वा सः अग्रे अधिवक्ता अतवा शिक्षकः इति भवितुम् इच्छति तेन समाजस्य अपि उद्धारः भवति उच्चशिक्षणेन समाजे शिक्षितानां सङ्ख्या अपि वर्धमाना भवति इति तस्य चिन्तनम् अतः सः उच्चशिक्षणं प्राप्तुम् इच्छति तस्मिन्नपि अधिकतया नूतनशास्त्राणाम् अध्ययनं तेषां संयोजनं सम्मेलनं च तत्र तेषां सम्बन्धम् अपि अध्येतुम् इच्छति तेन न्यायते यत् अस्माकं ज्ञानस्य सीमा का इतोऽपि संस्कृतशास्त्रम् अध्येतुम् अपि इच्छति संस्कृतसाहित्यं व्याकरणं दर्शनम् इत्यादीन् पठित्वा तस्य अन्येषु अन्यशास्त्रेषु कः सम्बन्धः तथैव तस्य कः लाभः इत्यपि सः ज्ञातुम् इच्छति